इदानीं व् व्यञ्जनानि इति आलुकं तस्य अहं प्रयासं करोमि किन्तु तत्र इच्छा तु अस्ति परन्तु बहु कष्टं भवति कथं तद् निर्मातव्यं कथं कट् करणीयम् इति तद् किञ्चित् किञ्चित् जानामि किन्तु बहु क्लेशः भवति तद् करणीयम् एकवारं द्विवारम् अहं कृतं तद् सम्यक् न एव न जातम् आलुकम् अनन्तरं रक्तफलं पङ्गकः अनन्तरं मरीचिका इति सर्वं मिलित्वा अहं कृतं तद् रुचिः न जाता अनन्तरं द्विवारं कृतं तदापि क्लेशः जातः व्य व्यञ्जनानि प्रयासं तु कर्तुं शक्यते तत्र कट् खादितुं बहु इच्छा तु बहु बहु अस्ति किन्तु निर्माणं तु इदानीं कष्टं जातम् ओ बहु कठिनमस्ति खादितुं तु एकक्षणम् अहं किं खादामि किन्तु इदानीं प्रयासं करोमि तद् कथम् आलुकस्य व्य व्यञ्जनानि कर्तुं निर्माणं कर्तुं शक्यते कस्यापि कृते अहं पृष्ट्वा अनन्तरं करोमि आलुकस्य व्य व्यञ्जनानि